हरि ओम् नमो नमः आम् आं दर्शयतु एकवारम् ओ एतस्य तत्र केमरा किञ्चित् असम्यक् जातं भवत्याः कुत्रापि तत्र दुर्घटना जाता वा दूरवाण्या सह तत् जले जले इत्यादिकं पतितं वा जले अन्यत् तैले वा

एवं दृश्यते एतस्य अन्तः किमपि दुर्गं तत्र तैलम् इत्यादिकं तत्र धूलिकणाः तत्र आगताः तेषां निवारणं अस्माभिः करणीयं भविष्यति आम् आम् इदानीं आम् स्वीकरोतु करोतु एतस्य कार्यम् इतोऽपि किमपि अस्ति अत्र अस्तु भविष्यति तद् अपि भविष्यति इतोऽपि तद् अस्ति अस्माकं समीपे बहवः तत्र एते एतेसां उपवस्त्राणि सन्ति भवत्याः यद् आवश्यकं तद् एकवारं दृष्ट्वा अस्मान् सूचयतु आम् अस्तु पश्यतु पश्यतु पश्यतु इदानीम् पश्यतु भवत्याः दूरवाणी असम्यक् जाता अनन्तरं एतस्य चार्जिङ्ग् पिन् अपि किञ्चित् असम्यक् अस्ति भवत्याः तत्र चार्जिङ्ग् कृत्वा अपि अधिकं तत्र अस्माभिः दृष्टुम् कार्यम् अत्र कार्यं कर्तुं न शक्यते तर्हि एतस्य मूल्याः बहु न्यूना न्यूनं गमिष्यति इदानीं दूरवाण्याः ब दूरवाण्याः धनं बहु अधिकम् आगच्छति तेषां मूल्यम् अधिकं भवति तदर्थम् अस्य तद् भवति जानामि अहं किन्तु एतत् असम्यक् जातं खलु एतस्य चार्जिङ्ग् पायिण्ट् अपि असम्यक् अस्ति अत्र एतस्य स्क्रीन् इत्यादिकं अपि सर्वम् असम्यक् जातम् तर्हि अस्माकं कृते अस्माकं कृते अपि लाभः नास्ति अहं भवत्या एतद् तर्हि एतद् तर्हि एतत् परिवर्तनं कर्तुं शक्यते यदि वारण्टी मध्ये अस्ति चेत् भवती एतस्य दूरवाण्याः कार्यालयं गच्छतु तत्र एतेषां समीकलनं भवति तत्र गत्वा एतस्य सम्यक् कारयतु धन्यवादः पुनः आगच्छतु पुनः आगच्छतु नमो नमः